प्रणामः जनानां स्वास्थ्यस्य सहाय्यं कथं नृत्यं कुर्वन्ति कथं सुखम् अनुभवन्तीति विषयः वस्तुतः पूर्वं नृत्यमेकं विनोदरीत्या एव स्वीकुर्वन्ति स्म वस्तुतः तद् विनोदम् इति सत्यमेव तदोपि तत्र नृत्यम् एव सङ्गीतमपि भवति सङ्गीतानुसारणं तालात्मकम् अथवा रिदम् अनुसृत्य एव नृत्यं भवति तद् ये कुर्वन्ति बालिकाः तेषाम् बुद्धिः विकसति शारीरिकं व्यायामं भवति मनः अपि तदनुसृत्य तस्य एकः परिणामः भवति अतः वस्तुतः नुर् नृत्येन शरीरस्य फ़्लेक्सिबिलिट्टी वर्तति अनन्तरम् एकं व्यायामं भवति अनन्तरं ये पश्यन्ति तेषां मनोरञ्जकं तत्र पूर्णतया तत्र निमग्नता भवति अनन्तरं यद् गानं तत्र प्रचलति तत् अनुसृत्य एकं तालं वा अर्धं वा तस्य एकं निमग्नं भवति तदपि तदनुसृत्य एकं गमनं वा मूमण्ट् भवति एकं चलनं भवति इदानीं सर्वे चलन्ति चेत् इदानीं सामान्यतः ट्रैनिङ्ग् सेशन् वा बिग् बृहद् आडिटोरियम्मध्ये अपि सर्वे मिलित्वा अपि समूहे नृत्यं कुर्वन्ति एकं लघुगानं वा तत्र एकं लघु मूमेन्ट् लघु चलनं भवति तदपि अस्माकम् आरोग्यार्थम् शारीरिकम् आरोग्यार्थं मनसः आरोग्यार्थं तत्र एकम् एकतार्थं सर्वे एकतानतया कुर्वन्ति अतः तद् एकम् ऐक्यार्थम् अपि प्रयोजनं कुर्वन्ति अतः सर्वे तत्र एकम् आनन्दम् अनुभवन्ति सर्वे एकरीत्या एव चलन्तः सन्ति चेद् अतः बालिकाः ये नृत्यं बाल्यतः पठन्ति तेषाम् एकः असुलभः अवसरः एतद् धन्यवादः